मातृभाषायां रामायणमहाभारत भारतानाम् अनुवादाः लभ्यन्ते एव तत्र रामायणे तुञ्जत् रामानुजन् एषुत्तच्चन् तस्य एवं कुमारनाशान् महोदयानाम् अनुवादाः लभ्यन्ते एव तत्र तयोः मध्ये एषुत्तच्चन् महाशयस्य अनुवादमेव प्रचुरप्रचारेण सदा प्रसिद्धरूपेण एव वर्तन्ते तत्र कुडङ्गल्लूर् कुञ्जुकुटन्

तत्र दैविकभावस्य एव प्राधान्यम् अस्ति एषुतच्चन् एषुतच्चन् महाशयस्य रामायण अनुवादम् अध्यात्मरामायण किळिपाट्ट् इति नाम्ना एव प्रसिद्धमस्ति तत्र दैविक रामस्य दैविकभावस्यैव तत्र प्राधान्यम् अधिगरूपेण वर्तदेव वाल्मीगिरामायणे तादृशदैविकता न द्रष्टुं शक्यते तदानीं तत्र एषुतच्चन् महाशयस्य किळिपाट्टु इत्यस्मिन् पुस्तके अनुवादे तत्र देविकभावस्यैव प्राधान्यम् अस्ति तदा केरलीय देशवासिनः रामायणमासे तस्य अध्यात्मरामायणं किळिपाट्टु इत्यस्य पारायणं कर्कटकमासे कुर्वन्त्येव तत्र देविकभावस्य प्राधान्यम् अस्ति इत्यतः एव इदानीं महाभारते महाभारतस्य मलयालभाषायां मातृ मम मातृभाषायाम् अनुवादं कोडुङ्गल्लूर् कुञ्जुकुटन् तम्बुरान् महाशयेनैव कृतं भवति तत्र कुञ्जुकुटन् तम्बुरान् तत्र पदानुवादः अनुवादमेव कृतमिति अहं मन्यते यदा वेदव्यासेन महाभारतं रचितं तादृशरीत्या एव मातृ भाषायां तस्य अनुवादं कृत्वा एव कुडङ्गल्लूर् कुञ्जीकुट्टन् तम्बरान् अनुवादं कृतमस्ति किन्तु तत्र एषुतच्चन् महाशयेन अन्यतमः रीत्या एव तत्र अनुवादं कृतम् एवं कुञ्जुकुट्टन् तम्बुरान् पदानुपद अनुवादमेव महाभारतविषये कृतमिति मन्यन्ते